अधुना यात्रा विकल्पनम्मध्ये बहु उपलब्धिः जातं परन्तु पूर्वकाले यात्रा निमित्तं बहु समस्या बहु क्लेशाः जायन्ते पूर्वे यात्रा निमित्तं जनः स्थानतः अन्य स्थानं गन्तुं निमित्तं सगडगाडि इति गच्छन्ति परन्तु अधुना विभिन्नं अ कार्यानानि परिवाहनं यात्रा यात्रा विषये बहु दूरं दूरं गन्तुं शक्नुवन्ति परन्तु पूर्वकाले जनाः स्वयं पादचालनेन एव गच्छन्ति अतः अधुना बहु परिवर्तनं जातम् जीवनस्य जीवनस्य गुणवत्तायां बहु प्रभावं करोति नूतनं परिवाहनविधयः सन्ति अतः मम जीवने मम गृहे ये पूर्व पुरुषाः सन्ति ते अपि बहु क्लेशरूपेण तस्मिन् समये इतस्ततः बहु क्लेशरूपेण गच्छन्ति परन्तु तेषां कृते सः क्लेशः नास्ति परन्तु इदानीं समये बहु व्यवस्था सञ्जाता इदानीम् व्यवस्थामध्ये सर्वे यानानि वाहनानि इत्यादि सहजतया यथा तथा कुत्रापि गच्छन् शक्नुवन्ति इति परिवाहनविषये अधुना ट्रक् यानम् इत्यादिद्वारा इतस्ततः इतस्ततः खाद्यं पेयं सर्वे आगच्छन्ति पूर्वकाले परन्तु एतत् सुविधा नास्ति बलदगाडि इति सगडगाडि निमित्तम् इतस्ततः सर्वेषां स्थानेषु खाद्यम् आनयन्ति